हरिः ओम् अहं सेम्सङ्ग् एजन्सि तः अद्यैव प्रातः एकं नूतनं फ़ोन् क्रीतवान् आसम् सेम्सङ्ग् गेलेक्सि जे वन् एस् इति तत्र मया कश्चन क्लेशः अनुभूयमानः वर्तते मम फ़ोन् कण्टिन्यू हेङ्ग् जायमानं वर्तते डिस्प्ले अपि सम्यक् कार्यं न कुर्वदस्ति केमेरा क्लियरिटि अपि तावत् नास्ति कृपया तत् एकवारं परिशीलयन्तु